फ़ेब्रवरि मासस्य सप्त दिन दिनाङ्कः आगस्ट् मासस्य अष्ट् अष्टमदिनाङ्कः ज जानवरी मासस्य एक् एकदिनाङ्कः अक्टोम्बर् मासस्य विंशतिदिनाङ्कः नवेम्बर् मासस्य पञ्चविंशतिदिनाङ्कः